अहं निटिङ्ग् सीवनस्य तन्त्रं शिक्षितुं न इच्छामि किमर्थं इत्युक्ते अहं सीवनं जानामि चोलः निचोलः कुर्ताम् अपि अहं कथं सीवनं करणीयम् इति जानामि मम वस्त्रम् अहम् एव सीवनं करोमि निट्टङ्गम् अपि अहं किञ्चित् जानामि करोमि परन्तु इदानीं काले बहु जनाः निट्टिङ्ग् एव कुर्वन्ति तत् चोलः मध्ये नेक् मध्ये वयं सम्यक् कुर्मः चेत् सम्यक् दृश्यते इदानीं सर्वे महिलाः तथा एव कुर्वन्ति अतः सीवनस्य तन्त्रम् अहं शिक्षितुं न इच्छामि कोपि आगच्छति चेत् अहं पाठितुम् अपि शक्नोमि अन्यस्यः चोलः अनन्तरं म निचोलः सर्वम् आवश्यकं चेत् अहं सीवनं कृत्वा ददामि अतः अहं शिक्षि तन्त्रं शिक्षितुं न इच्छामि